संस्कृतक्षेत्रे क्रियमाणानां संशोधनानां गुणवत्ताविषये महान् विवादः दृश्यते के विवादः कुर्वन्तः सन्ति इत्युक्ते वैज्ञानिकाः कुर्वन्ति किमर्थम् इति चेत् संस्कृतक्षेत्रे बहवः विषयाः वर्तन्ते तत्र संस्कृतक्षेत्रे एव मूलं विषयं वर्तते यदा संस्कृत सम्बन्धाः ये विद्वांसः आसन् ते ते संशोधनं कुर्वन्ति चेत् तत्र गुणवत्ता विषयं दातुं शक्यते अतः ते विवादः कुर्वन्तस्सन्ति एवं न करणीयम् इति चेत् संस्कृतक्षेत्रे क्रियमाणानां संशोधनानां गुणवत्ता विषये महान् महत्त्वपूर्णतया स्थानं वर्तते एवम्